सप्तचत्वारिंशत् अधिकनवदशशततमस्य वर्षस्य अगस्त् मासस्य पञ्चविंशः दिनाङ्कः द्विसहस्रतमवर्षस्य जन्वरि मासस्य षड्विंशः दिनाङ्कः पञ्चदशाधिकद्विसहस्रतमवर्षस्य सितम्बर् मासस्य तृतीयः दिनाङ्कः एकविंशत्यधिक द्विसहस्रतमवर्षस्य नवम्बर् मासस्य चतुर्दशः दिनाङ्कः षड्विंशत्यधिक अष्टादशशततमवर्षस्य फ़र्वरीमासस्य नवविंशतितमः दिनाङ्कः